आकाशवाणीमध्ये समाचारपठनार्थं संस्कृतस्य उपयोगं भवति संस्कृतगीतं सम्भाषणं वा अपि प्रदर्श् प्रदर्शयितुं शक्नुमः दूरदर्शने संस्कृतनाटकं चलनचित्रं समाचारः एतत् सर्वं प्रदर्शयितुं शक्नुमः मुद्रणरूपेण संस्कृतपुस्तकानि वार्ताः च भवितुम् अर्हति अन्य भाषासु अपि संस्कृते अनुवादः कर्तुं शक्नुमः